आम् अस्माकं मण्डले अर्थव्यवस्थायाः दृष्ट्या बहवः परिवर्तनाः आवश्यकं इति अहं मन्ये जनाः केपि केचन जनाः अद् धनवन्ताः भवन्ति केचन तु बहवः निर्धनाः भवन्ति अतः सामान्यतः प्रभुत्वं निर्धनाः निर्धनैः बहवः योजनाः दीयते अतः ते ते अपि कार्यं कर्तुं न आगतवन्तः कार्यार्थं न आगच्छति चेत् ते आलसाः भवन्तः अतः प्रभुत्वमपि सर्वैः न दातुं अर्हति केट् केचनजनाः अपि दातुं अर्हति एतेषु परिवर्तनेषु बहवः योगदानं दत्तवन्तः तोण्ड निमज्जने कः परिणामः जातः प्र प्रभुत्वं यदि निर्धनैः बहवः योजनाः दीयते बहवः संक्षेमपथकाः अपि दीयते पतकान् अपि दीयते तर्हि तैः तैः अपि अलसत्वम् आगच्छति अतः बहवः यो संक्षेमपतखानपि न दी द् दातुं अर्हति केवलम् आवश्यकम् इति एव दातुं अर्हति